नमस्ते आचार्यः वदन्तु श्रीरङ्गपट्टणं वा श्रीरङ्गं वा यतो हि श्रीरङ्गम् हा श्रीरङ्गपट्टणमिति कश्चन किञ्चित् स्थलं कर्णाटके अस्ति कर्णाटके अस्ति हा हा श्रीरङ्गम् इति तु तमिळ्नाडु मध्ये अस्ति त्रिशुरापळ्ळि डिस्टिक्ट् मध्ये अस्ति ह्म् तत्र श्रीरङ्गं श्री श्रीरङ्गं तावत् व वैष्णवमन्दिरं भवति श्रीरङ्गं श्रीरङ्गमिति

मन्दिरं मन्दिरस्य देवस्य नाम भवति रङ्गनाथः इति रङ्गनाथः इति शयानः मन्दिरं मन्दिरे देवः शयानः भवति यथा पद्मनाभः शयानः अस्ति केरळेषु तद् ह्म्

शेते एवं ह्म् अस्तु ह्म् तत्र श्रीरङ्गं तावत् त्रिशुरापळ्ळि इति डिस्टिक्ट् जिल्लायाम् अस्ति त्रिशुरापळ्ळि जिल्लायां श्रीरङ्गमस्ति ह्म् त्रिश् वस्तुतः अधुना अधुना त्रिशुरापळ्ळिनगरे इति वक्तव्यं महन्नगरं जातं ह्म् तत् तत्र विशिष्य त्रीणि मन्दिराणि तत्र वक्तव्यानि एकं तावत् श्रीर श्रीरङ्गमन्दिरं यच्च बृहद् यच्च बृहदाकारकं भवति बृहदाकारकमित्युक्ते पञ्चसप्तत्यदिक टू द्विशतम् एकर् भवति मन्दिरस्य विस्तारः तत्र तत्र मन्दिरे रङ्गनाथः मध्ये शेते तत्परितः सप्त प्राकाराणि सन्ति सप्त प्रकाराणि तत्र मन्दिरे एव मन्दिरे एव पञ्च प्राकाराणि षष्ठं सप्तमञ्च प्राकारे जनाः वसन्ति च अधुना ह्म् सप्त प्राकारं मिलित्वा मन्दिरं मन्दिरमिति उच्यते षष्ठे सप्तमे तु जनाः वसन्ति पुरा पुरा तावत् आचार्याः वसन्तः वसन्ति स्म अधुना अधुना जनाः वसन्ति तत्र तत्र मन्दिरे ये कार्यं कुर्वन्ति ते सर्वे तत्र सप्त प्राकारेषु मध्ये एव षष्ठे सप्तमे च प्राकारे कार्ये वसन्ति ह्म् तद्वत् तत्र ऐतिहासिकम् एतत् सामान्यतया पश्यामश्चेत् पुरा पौराणिकरीत्या पश्यामश्चेत् ह्म् यथा रामस्य रा रामचन्द्रः रामभद्रस्य आयोध्यायां पट्टाभिषेकः आस आसीत् तत् तत् ततः तत्र कुलधनं स्वीकृत्य लब्धं तत्र रामः तत्र इक्ष्वाकुकुलधनमासीत् रङ्गनाथः ततः विभीषणं ततः विभीषणः कुलधनं स्वीकृत्य अत्र आगतवान् तत्र स्थापितवान् इति तेन पौराणिकरीत्या बहु कालात् पूर्वमेव अस्ति युगान्ते युगात् त्रेतायुगात् मन्दिरमस्ति शनैः शनैः वर्धितञ्च शनैः शनैः वर्ज् तत्र ऐतिहासिकरीत्या पश्यामश्चेदपि न्यूनातिन्यूनं द्विसहस्रवर्षेभ्यः पूर्वं स्यात् अस्तु पर्याप्तं परिसमाप्तमिति वा हा हा अनन्तरं धन्यवादः अस्तु